नमोनमः महोदय यद् वयमा राजेशपुस्तकम् अस्ति वा हा न न एकम् एकं ग्रन्थम् अहम् अपेक्षते अपेक्षामि एतत् एवं लघुसिद्धान्तकौमुदी इति अस्ति हा शतरूप्यकाणि अस् अस्ति तर्हि न न न अहम् अहं लगुसिद्धान्तकौमुदी कौमुदी पुस्तकम् अपेक्षितं तर्हि मम मित्रस्य समीपे अन्य अन्य पुस्तकानि सन्ति भवन्तः सन्ति

ओ आम् मम मित्र एकम् लघुसिद्धान्तकौमुदी इति ग्रन्थः लभ्यते तर्हि कति रूप्यकाणि जातम्

शतरूप्यकाणि आमां तर्हि कोरियर् माध्यमेन प्रेषयितुं प्रेषयति वा शक्नोति वा प्रेषयितुं शक्नोति हा अद्य एव जीवने आ आं तर्हि कुरियर् कर्तुमिच्छामि चेत् कति दिनस्य अनन्तरं मम समीपे आगच्छति म मम समीपे आगच्छति वा पोस्ट् आपीस्मध्ये आगच्छति न न नूतना नूतनं धनं यद् यद् इच्छामि नूतनं धनम्

आमां महोदय एकम् एकं ग्रन्थम् अस्ति चेत् तर्हि साङ्ख्यकारिकाग्रन्थः अस्ति साङ्ख्यकारिकाग्रन्थः अस्ति

आमां अहं पञ्च यत् तत् तथा च दशनिमिषानन्तरम् आगच्छामि राजेशपुस्तकालयमध्ये आगच्छामि इति धन्यवादः